हा नमस्कारः आमां भवत्याः स्वागतमस्ति वदतु किम् इच्छति भवती एवं वा

अत्र अल्पहारार्थम् उपमा पुनः तत्र साम्बार् वडा साम्बार् पोहे इत्यादिकं भवति किम् इच्छसि

पावभाजी आं शक्यम् तर्हि कति प्लेट् नाम कति जनानां कृते आवश्यकम्

आमाम् उपमापि सिद्धा अस्ति किन्तु पावभाजी कृते किञ्चित् समयः भविष्यति केवलं दशनिमेषात् दश दशनिमिषेभ्यः पाव्बाजि सिद्धा भविष्यति आमां किमपि मिष्टमिच्छति वा आं रसगोलकमस्ति आमामामाम् अस्ति अस्माकं स्पेषालिटि अस्ति कलाकन्द् वटिका इच्छति वा एकवारं तत् तस्य आस्वादं स्वीकरोतु बहु सम्यकस्ति तर्हि तत्र प्रति नाम दशरूप्यकम् दशरूप्यकाणि प्रति हा प्रति प्रति कलाकन्दवटिकायाः

हाम् आमां पुनः तदनन्तरम् अल्पहारात् परं चायं काफ़ी वा दुग्धं किमपि चायं चलति शर्करायुक्तं वा विना शर्करया वा अल्पशर्करया युक्तम् शर्करायुक्तं चलति वा उत्तमम् उत्तमम् आमां लेमन् टि अपि अपि अस्ति नाम द्वयस्य कृते शर्करायुक्तं चायं पुनः त्रयजनानां कृते लेमन् टी पुनः एकः लघु बालकः अस्ति वा दुग्धं प्रेषयामि वा आमाम् अहं सर्वं शीघ्रमेव भवत्याः कक्षे अहं सर्वं प्रेषयामि पुनः किमपि अस्मद् पक्षतः आवश्यकमस्ति वा अच्छा दूरवाण्यां दूरवाण्यां वदिष्यति वा अस्तु तर्हि शीघ्रं च अहं प्रेषयामि अस्तु तर्हि अस्तु अस्तु